अहं तु अधुना कागदे न लिखामि कारणं भवति सङ्गणकमध्ये टैपिङ्ग् कृत्वा झटिति तदेव कार्यं भवति तदपि बहुदिनानि तद् मध्ये एव तिष्ठति परन्तु तदेव तु पुरातनकाले वा पुरातनसमये यदा टङ्कणङ्क व्यव व व्यवस्था नासीत् तर्हि सर्वे कागदे एव व्यवहारं कृतवन्तः अधुना अहं अस्मिन् दिवसे अपि टैपिङ्ग् कृत्वा सर्वं किमपि कार्याणि करोमि अतः टैपिङ्ग् मम कृते अति सुकरमेव लेखनप्रणाली अधुना अधिकं न चलति सर्वे अपि छात्राः अपि मोबैल् मध्ये टैपिङ्ग् कृत्वा सर्वं किमपि कुर्वन्ति अतः समयानुसरणं सर्वं किमपि परिवर्तनम् अतः टैपिङ्ग् कृत्वा झटिति सर्वाणि कार्याणि भवितुं शक्यन्ते इति